हरि ओम् एतत् दुर्गा ट्रावेल् एजन्सि वा अस्तु मम नाम सत्या अहं भवताम् एजन्सि द्वारा काब् बुक् कृतवती अद्य प्रातः षड्वादने चालकं प्रति पिकप् कर्तुं सूचितमासीत् परम् अधुना अष्टवादनं चेदपि भवताम् एजन्सि तः चालकः न आगतवान् अस्माभिः घण्टाद्वयारभ्य प्रतीक्षा क्रियमाणः क्रियमाणा अस्ति चालकः दूरभाषां न उन्नयति दशवारं दूरभाषा कृता कीदृशचालकः सः तं चालकं भवताम् एजन्सि तः निश्कासयन्तु घण्टाद्वयं वयं प्रतीक्षां कृतवन्तः अतः अस्माभिः प्रयाणस्य सम्पूर्णधनं न दीयते